मम कृते अन्तर्जालरूपेण एव वित्तकोशव्यवस्थाः व्यवस्था रोचते किमर्थमित्युक्ते अत्र सौलभ्यः अधिकम् अधिकम् अस्ति समयपरिमिति नास्ति यदा कोपि किमपि कारणेन वित्तकोशं साक्षाद् गन्तुं न शक्यते चेत् स्वस्य स्थाने एव स्थित्वा वित्तकोशव्यवहारं कर्तुं शक्यते यदि कदापि वित्तकोशलेखायाः किञ्चित् धनस्य चौर्यं भवति चेत् तत्क्षणे एव ज्ञातुं शक्यते एतत् सर्व एतत् सर्वकारणेन मह्यम् अन्तर्जालवित्तकोशव्यवस्था एव रोचते